अस्माकं क्षेत्रे द्वौ क्रीडाकेन्द्राणि सन्ति तत्र एकस्मिन् केन्द्रे ब्याड्मिण्टन् इत्यस्य क्रीडा भवेत् अनन्तरं द्वितीयं यत् क्रीडाकेन्द्रं भवेत् तत्र क्रिकेट् क्रीडायाः अभ्यासं करोति तत्र प्रथमं यत् य क्रीडाकेन्द्रं भवेत् तत्र बेड्मिण्टन् इति क्रीडा भवेत् तत्र कोच् अपि अस्ति अनन्तरं क्रीडा क्रीडां कृते उपलभ्यं साहित्यमपि उपलब्धमस्ति तत्र तत्र ये शिक्षकाः सन्ति ते छात्राणाम् उत्तम् रीत्या प्रोत्साहितः प्रोत्साहनं करोति तथा च उत्तमरीत्या मार्गदर्शनमपि करोति अनन्तरं द्वितीयं यत् क्रीडा केन्द्रं भवति तत्र क्रिकेट् विषये क्रीडा भवति तत्रापि एकः शिक्षकः उपलब्धम् अस्ति तथा अनन्तरं क्रीडा मध्ये क्रिकेट् क्रीडा मध्ये यद्यत् साहित्यम् आवश्यकमस्ति तत्सर्वं तत्रापि लभ्यते तत्रापि यत् शिक्षकः भवेत् ते छात्राणां क् कृते उत्तमरीत्या मार्गदर्शनं करोति तथा च सम्यग्रूपेण प्रोत्साहनमपि करोति विद्यार्थिनां कृते